हरिः ओं वदतु भोः कः अस्ति वदतु आं किम् आवश्यकम् एकनिमिषं तिष्ठतु दृष्ट्वा वदामि अस्ति कति आवश्यकम् दश वा आम् अस्ति शतरूप्यकं आं शतरूप्यकं हे अत्र दश शतमानं विंशतिशतमानं डिस्कौण्ट् एव अस्ति इदानीं न्यूनं क कथं कर्तुं शक्यते होल्सेल् इति कारणेन एव विंशति डिस्कौण्ट् ददाति किल एतदेव पर्य एतदेव अधिकम् अस्ति आम् पञ्च एव पर्याप्तं वा अस्तु तर्हि किमपि अन्ये औषधम् आवश्यकं वा किम् आवश्यकम् पेण्टोप् एकनिमिषम् आम् पेण्टोप् अस्ति कति एम् जी आवश्यकं ट्वेण्टि एम् विंशतिः डिस्कौण्ट् अहं वदामि भोः प्रथमम् एतद्वत् मध्ये एम् जी आवश्यं कति इति वदतु तदनन्तरम् अहं गणनं कृत्वा वदामि तदनन्तरमहं डिस्कौण्ट् वदामि डिस्कौण्ट् अस्ति सर्वे औषधानां कृते अत्र डिस्कौण्ट् अस्ति एव प्रथमं कति आवश्यकं कति एम् जी आवश्यकम् इति वदतु दश आवश्यकं दश एम् जी वा दश पेण्टाप् आवश्यकम् एकनिमिषं अहं गणनां कृत्वा वदमि द्वयमपि आवश्यकं किल प्रथमम् एकम् औषधम् उक्तवान् तदपि आवश्यकं किल तत् मिलित्वा मिलित्वा गणनां कृत्वा वदामि वा अस्तु अहं गणनं कृत्वा वदामि एकनिमिषं तिष्ठतु अस्तु हरिः ओम् विंशत्यधिक द्विशतम् आम् किम् आवश्यकं मिलित्वा वदतु पेरासिटमोल् अस्ति आम् अस्ति आ ओल्नि चूर्नमपि अस्ति आम् अस्तु अस्तु एतत् सर्वं कुत्र प्रेषणीयम् भवान् आगच्छति वा अस्तु अहम् अत्र स्वीकृत्य वदामि अहमाह्वयामि तत् समये आगच्छतु अस्तु धन्यवादः